सर्वप्रथमं बेङ्क् अस्माकं धनस्य संरक्षणं करोति बेङ्क् मध्ये सर्वादौ एकम् अकौण्ट् उद्घाटयितुं प्रमाणपत्रम् आवश्यकं तत्र प्रमाणपत्रे नाम स्वस्य जननदिनं गृहस्य नाम इत्यादिकम् इत्यादयः ये लिखिताः सन्ति ते सर्वं सत्यं भवेत् तेन तस्य प्रामाणिकत्वम् अङ्गीक्रियते पुनः इन्कम् टेक्स् इत्यस्य दर्शनं दर्शनार्थं पेन् कार्ड् अपि अकौण्ट् मध्ये योजनीयम् कदाचित् अकौण्ट् उद्घाटयितुं छायाचित्रमपि आवश्यकं भवति यत्किमपि वा भवतु धनसंरक्षणाय बेङ्क् अत्यावश्यकं भवति लोन् स्वीकर्तुं चेक् स्वीकर्तुं धनस्य विनिमयार्थं वा भवतु बेङ्क् मध्ये अस्माभिः गन्तुं शक्यते अतः स प्रति प्रति जनम् एकं बेङ्क् अकौण्ट् अत्यावश्यकं वर्तते इति